युद्धकला प्रति प्रशिक्षणं तु सर्वेषां कृते अतीव उपकारः भवति किमर्थम् इत्युक्ते वयं बहिर्गच्छामः चेत् तत्र किं किं भवति इति वयं न जानीमः विशेषतया महिलानां कृते आबालतः युद्धकलाम् युद्धकलाप्रशिक्षणं ददाति चेत् अतीव उपकारं भवति इति अहं चिन्तयामि एवं युद्धकलाप्रशिक्षणेन मम शारीरिकव्यवस्था शारीरिक आरोग्यं वर्ध वर्धितवान् एवं मम चिंतन सूक्ष्मता एवं मम वेगः एतद् सर्वम् अपि परिवर्तनः जातः सम्यगेव